मह्यं चित्ररचनायाम् अनासक्तिः या अना तन्मध्ये आसक्तिः नास्ति इति कदापि न भासितम् किमर्थं इत्युक्ते मह्यं चित्ररचनं बहु इच्छा अस्ति तत्र अनासक्तिः इति कोपि नास्ति पुनः तत्र कारणमपि किमपि नास्ति अहं प्रवृत्तिवर्धने उपायम् इत्युक्ते अहं यत्रकुत्रापि गच्छामः गच्छामि चेत् तत्र वातावरणं वा किमपि पश्यामि चेत् तत्र मह्यं प्रवृत्तिः आगच्छति चित्ररचनार्थम् अन्य अन्य कार्यार्थं मध्ये अहं चित्ररचना चित्ररचनार्थं समये इत्युक्ते मह्यं कदापि पञ्चनिमिषं वा दशनिमिषं वा किमपि समयः मिलितं चेत् तन्मध्ये अहं कर्तुम् इच्छामि पुनः मह्यं कदापि बेसरः इति भासितं चेत् अहं चित्ररचनं कर्तुम् इच्छामि